तेषु स्थानेषु चारणे आश्चर्यकरम् अस्ति तत्रा सुसीन्द्रं मन्दिरे अहं स्मरामि एकं हनुमान् विग्रहं विग् विग् विग्रहमस्ति तत् प्रतिदिनं वर्धते इति इति चिन्तयामि तादृशं एकं मन्दिरमस्ति स्वभावः किं वैशिष्ट्यमस्ति तस्य चित्राण्यपि एकवारं स्वीकृतवान्